भारते वायुगुणः सर्वेषु प्रदेशेषु समशीतोष्ण बलयः वर्तते देशस्य विविध भागेषु यथा उत्तर भारते तावत् ऋतु परिवर्तन द्वारा वायु गुणः अपि परिवर्तते यथा ग्रीष्म ऋतौ उत्तर भारते आतपः महान् भवति निघाधस्य प्रबल घातेन जनाः अंसु घातादि रोगेण पीडिता भवन्ति तत्रैव दक्षिण भारतं यदि पश्यामः दक्षिण भारते जनानां निघा ग्रीष्म ऋतौ महान् आतपः न भवति सामान्य रूपेण आतपः भवति कुतः चेत् उत्तर भारतापेक्षया दक्षिण भारते बहवः वृक्षाः सन्ति तेषां कारणेन वायुगुणः अपि समीचनमेव भवति एवं वर्षा ऋतौ दक्षिण भारते वर्षा समीचीनरुपेण भवति उत्तर भारते केषुचित् स्थलेषु वर्षा अतीव भवति एवं च तत्र वर्षा कारणेन जनाः पीडिताः भवन्ति